अद्य पशुपालन् न सुलभं कृषकाः पशुपालनविषये बह्व्यः समस्याः पश्यन्ति अनुभवन्ति च यद्यपि सामान्यतः रोगादीनां चिकित्सनं कृषकाः एव कुर्वन्ति तेषां सामान्य ज्ञानं भवत्येव परन्तु यदि ते न शक्नुवन्ति तर्हि चिकित्सालयात् वैद्यानाहूय चिकित्सयन्ति यदि अहं गृहे न भवामि तर्हि गृहे अन्ये ये भवन्ति ते एव पशुपालनं कुर्वन्ति यदि तेऽपि न भवन्ति तर्हि पशुपालनार्थमेव परिचारकाः भवन्ति ते एव सर्वाणि अपि कार्याणि कुर्वन्ति तत्र पशुपालने अन्या समस्या वर्तते तत्र पशवः कदाचिद् कुप्यन्ति तादृश कोप समये तु दुर्घटणा एव भवति

एका उक्तिः प्रसिद्धा शृङ्गिणो दशहस्तिनः इति अतः पशुपालनम् अद्य क्लिष्टतमं इति एव वक्तव्यं